आमाम् आं वदन्तु वदन्तु

अस्तु

प्लेनिङ्ग् इत्युक्ते भवति नाम भवतः निकटे अधुना दर्शनस्य टिकेट् वर्तते वा शक्यते तत्र वस्तुतः किं करणीयं भवति ऐ आर् सि टि सीमाध्यमेन यदि नाम रैल्वेटिकेट् भवति तत्र तेषामेव एकं पेकेज् इव भवति नाम पेकेज् इत्युक्ते किमपि नास्ति गमनस्य आगमनस्य च टिकेट् तेन साकं तत्र त्रिशतरूप्यकस्य दर्शनस्य टिकेट् अपि भवति एतदेकं पेकेज् इव तत् क्रेतव्यं तस्य कृते अहं युष्माकं नाम डीटेल्स् सर्वं नाम युष्माकं सम्बद्धविषयाः सम्बद्धविषयान् वदन्ति चेत् अहं तत्र सर्वमपि पञ्जीकरोमि युष्माकं नाम किं किमपेक्षते आमामां कुम्भको न न तदेव नाम आलोवर् इण्डिया नाम भारतदेशात् कुतः अपि रैल्यानं स्वीकृत्य तिरुपतिं प्रति आगन्तव्यं पुनः तिरुपतितः रैल्यानं स्वीकृत्य युष्माकं प्रदेशं प्रति गन्तव्यं तत्र एकं पेकेज् वर्तते तत् यदि तत् स्वीक्रियते चेत् तत्र रैल्वेटिकेट् अपि आयाति तेनैव साकं दर्शनस्यापि टिकेट् भवति नाम कथं भवति दर्शनस्य टिकेट् यदा तैः तत्सर्वमपि न आदौ न न न न तत् तन्न भवति केवलं तत्र नाम गमनस्य आगमनस्य भवति अहं तत्र वसति वसतेः कृते वसतेः कृते अहं कल्पयामि उपरि नाम टि टि डि टि टि डि तेषां काटेजस् एव भवन्ति नाम देवस्थानस्यैव वसतिमन्दिराणि भवन्ति तत्र अस्माभिः आदावेव बुक् कर्तुं शक्यते आमां न न एतत्सर्वं न न आं सर्वमपि अहमेव करिष्यामि नाम तत्र किं किम् अस्तीति सूचयामि यतो हि युष्माकं सविधे यदि दर्शनस्य टिकेट् अस्ति चेत् आदावेव पुनः तस्य स्वीकारस्य व्यर्थता भवति अतः अहमादावेव पृष्ट्वा युष्माकं सविधे टिकेट् नास्ति चेत् तदानुकूल्येन यत्कर्तुं शक्यते तत् करोमि तिरुमलायां प्रायः भवन्तः दिनद्वयं तिष्ठन्ति चेत् अलं यतो हि अधुना दर्शनार्थं प्रायः होराद्वयमेव भवति अतः यदा भवन्तः आम् अधुना आदिनं स्थातव्यं भवति न आमां श्रुतमस्ति किन्तु आगस्ट् फ़िफ़्टीन्त् तथा न करणीयमस्माभिः तदनन्तरं युष्माकं कृते पञ्चदिनानां विरामः वर्तते खलु सर्वेषां पञ्चदिनानां विरामः न लब्धः अतः किं कर्तव्यम् अस्माभिः अन्तिमे यदा तावत् विरामः नाम समाप्तः भवति तस्मिन् समये दर्शनार्थं बुक् करणीयं भवति अस्माभिः तथा कृतं चेत् तत्र जनानां सम्मर्दः न भवति ततः प्राक् भवन्तः यदा अत्र आगच्छन्ति तदा अहं युष्माकं कृते एकं कार्यानं दास्यामि अत्रैव निकटे बहूनि मन्दिराणि वर्तन्ते तिरुचानूरु वर्तते पुनः तिरुपतौ गोविन्दराजस्य मन्दिरमस्ति श्रीनिवासमङ्गापुरम् इति वर्तते श्रीनिवासमङ्गापुरं वर्तते

आम् आं वयमेव वयमेव कार्यानं सर्वं कल्पयामः नाम कति जनाः भवन्ति चत्वारः एव खलु आमाम् आम् आं तर्हि कार्यानं वयमेव कल्पयामः कार्यानेन गत्वा आगन्तुं शक्यते अत्र सर्वत्र तदेकं दिनं भवति इतोपि तत्र कालहस्तिः वर्तते तदनन्तरं तत्र पार्श्वे गुडिमल्लम् इति एकं रुद्रस्य मन्दिरमस्ति एवं रीत्या मन्दिराणि सन्ति इतोपि चन्द्रगिरिः इति नाम दुर्गः वर्तते चन्द्रगिरिः इति सद्यः नास्ति युष्माकं कृते यदि तथा किञ्चिद्द्रष्टव्यमित्युक्ते अटव्यां गन्तव्यं स्यात् तत्र एकं नाम दश दश किलोमीटर् यावत् चलनीयं स्यात् तदेव तदेव तदेव तथा तु सद्यः नास्ति अत्र यदि वर्षाकालः यदि वर्षाका अधुना तु सद्यः नास्ति यदि वृष्टिः भव भवति तर्हि तत्र जलं भवति

आं तत्सर्वमपि अस्माभिः एव कल्प्यते नाम युष्माकं यथा अपेक्ष्यते आं तत्र नाम अहम् अधुना युष्माकं वाट्सप्माध्यमेन होटेल्स् सर्वमपि प्रेषयामि नाम तिरुपतौ यदा आवासार्थम्

आमां तत्र नाम यत्र तत् तादृशमाप्शन् वर्तते तदपि पश्यामि यदि युष्माकम् इतोपि शुच्चि नाम मठादिषु अपि अहं व्यवस्थां कल्पयितुं शक्नोमि तत्र भोजनार्थम् अपेक्ष्यते चेत् तत्र तत्र कल्पयामि प्रकोष्ठादीनाम् अपेक्षार्थम् अहं तत्र होटेल् इत्यादिकं तत्र युष्माकं कृते एकां पट्टिकां प्रेषयामि वाट्सप्मध्ये पश्यन्तु आम् अस्तु तदेकवारम् अहं गणयित्वा युष्माकं कृते सूचयामि नाम सर्वं किं किं वर्तते प्लेन् आम् आम् आम् आं सर्वमपि अहं प्लेन् कृत्वा किमिति सर्वं प्लेन् कृत्वा कुतः किम् इति अहं युष्माकं कृते प्रेषयामि आम् आम् आम् आमाम् आम् आमाम् आम् आम्